न नमस्कारः वदतु

ओ अत्र निवासाय बहुनी वर् वर्तन्ते होटेल् इत्यादिकं वर्तन्ते भवान् कुत्र निविसिति निवसति इति चेत् वदन्ति चेद् अहं व्यवस्थां करोमि बहुधा स्थानानि वर्तन्ते हा सञ्चरं नाम बहु भवति किं द्रष्टुमिच्छति मन्दिरं वा अथवा पौराणिक चेत् यद् वर्तन्ते तत् द्रष्टुं शक्यते वा हा मन्दिरं नाम अत्र रामायणकालस्य रा राममन्दिरं वर्तते अनन्तरं बौद्ध जै जैनमन्दिरमपि वर्तते तदपि द्रष्टुं शक्नुमः वयं

इतोपि नाम तत्र स्वाम् स्वामिनारायण् टेम्पल् इति व अस्ति अत्र अनन्तरं सरोवराणि सन्ति खिन्सि लेक् मध्ये अपि गन्तुं शक्नुमः तत्र बोटिङ्ग् इत्यादिकं कर्तुमपि शक्यते हा बहु हा हा सम्यगस्ति इदानीं ते बहु सम्यगेव कृतवन्तः अनन्तरं पार्श्वे एव भोजनव्यवस्थापि अस्ति तेषामेव तं हा धनं तु यावद् न अपेक्षते कुत्रचिद्धनं न स्विकुर्वन्ति तत्र खिन्सि मध्ये एव किञ्चिद्धनं स्विक्रीयते शतद्विशतरूप्यकाणमेव

वाहनव्यवस्था नाम अस्माकं कार्यानमपि वर्तते नास् नास्ति चेत् तत्र ओटो यानं वा बस् यानम् अपि अस्ति गमनार्थं ना शतद्विशतं तावदेव हा हा कार्मध्ये पश्यतु पञ्च अथवा षड् य् यद् कार् भवती अपेक्षते तस्य उपरि वर्तते हा अष्टापि व् कर् स्वीकर्तुं शक्यते अनन्तरं बस् यानमपि वर्तते आटो मध्ये अपि चत्वारि पञ्चजनान् स्विकृ स्विकृत्य गन्तुं शक्यते हा ट्रक्किङ्ग् अपि कर्तुं शक्यते अत्र गण् मन्दिरतः नारायण् टेक्डि पर्यन्तं गन्तुं शक्यते ट्रेकिङ्ग् तः षड् किलोमिटर् तद् ट्रकिङ्ग् ट्रेक् वर्तते किमपेक्षितं नाम भवतां समीपे पादत्राणानि सम्यक् ब भवेत् इतोपि एकं हस्ते दण्डः अस्ति चेदपि अलं तावदेव हा ट्रेकिङ्ग् नाम तद् सुलभं न भवति खिल किञ्चित् कष्टाय भवति एव न वन्यप्राणिनां किमपि एतद् नास्ति हा अस्तु तर्हि हा धन्यवादः